सामान्यतः मम प्रदेशे प्रतिदिनं जनाः प्रथमं तु वृत्त्याः समस्याम् अनुभवन्ति वृत्तेः समस्यायाः कारणेन विवाहादिकम् अपि न भवति मम प्रदेशे लोकयानव्यवस्था अपि सम्यक् नास्ति बस् इत्यादि लोकयानस्य न्यूनताकारणेन प्रदेशस्य जनाः प्रतिदिनं सङ्घर्षं कृत्वा स्वकीयगृहे व्यवसायस्थाने च गच्छन्ति प्रदेशे विद्युत् व्यवस्था अपि समीचीना नास्ति तथा च दूरभाषयन्त्रमपि चालयितुम् इण्टर्नेट् व्यवस्था अपि असम्यक् अस्ति अहं मम जनप्रतिनिधिना उपयुक्त सर्वं समस्यानां साहाय्यं कर्तुम् इच्छामि